इदानीम् आधुनिक जगतः मध्ये संस्कृतसम्भाषणं कर्तुम् कापि इच्छा न भवति तत्र किम् अस्ति इति सर्वेषां सर्वेषां समस्याः एव तत्र किमपि नास्ति श्लोकमेव पठन्ति अनन्तरं किमपि नास्ति तत्र शास्त्रं किं अनन्तरं वेदः किं मीमांसा अनन्तरं साहित्यं किमपि किमपि न जानाति वा सर्वेषां सर्वेषां जनः एतादृशं वदन्ति किमपि कर्तुं न शक्यते तत्र गत्वा या बहिः अहं किमर्तं गन्तव्यं मम राज्यमेव अहं पठामः या आधुनिकस्य आङ्ग्लभाषां पठामः इञ्जिनियर् कुर्मः इति डाक्टर् कुर्मः इति एव वक् उक्तम् अस्ति संस्कृतसम्भाषणमपि कर्तुम् इच्छा एव नास्ति क कस्यापि इदानीम् एकः प्रदेशमध्ये एकः ग्राममध्ये विश्वविद्यालयः निर्माणं जातं तत्र इतोपि छात्राः अपि केपि न आगच्छन्ति किन्तु ये किमर्थं संस्कृतं पठामः एतादृशसंस्कृतभाषणं कर्तुं किञ्चित् किञ्चित् क्लेशः भवति भारतीयमध्ये तु बहु क्लेशः ए एतादृशः जातं शास्त्रं किमपि फ़ङ्क्शन् अस्ति चेत् तत्र हा शास्त्रं ह संस्कृतं श्लोकं वा वदतु अनन्तरं श् शास्त्रं शास्त्रं कुर्वन्तु इति पण्डितः पण्डितानां मध्ये सर्वेषां जनाः सामान्यजनाः उक्तम् एतादृश आधुनिकसंस्कृतभाषाभाषणे तु बहु कठिनम् अनन्तरं बहु कठिनम् अस्ति